कर्णाटके कल्लडका प्रदेशः देशः इति कश्चन ग्रामः वर्तते तत्र ह्यः सङ्गोष्ठी आसीत् सङ्क्रमणगोष्ठिः तत्र स्वत्वयुतभारतस्य विषये सम्भाषितं सर्वैः चत्वारः आगताः तैः अपि तद्विषये एव भाषितम् स्वत्वं कस्मिन् कस्मिन् विषये अस्ति केषु विषयेषु अभि अभिवर्धते इतोपि भारते इति उक्तं तत्र बहुषु विषयेषु उक्तमस्ति एवम् अध्ययने स्वत्वम् अस्ति वा न वा इति विचारः मया कृतः आसीत् तद्विषये पत्रं च तेभ्यः पश्चात् लिखितं यतः तत्र प्रश्नस्य अवकाशः न आसीत् प्रश्नः कः इत्युक्ते भारतस्य स्वातन्त्र्यं यदा प्राप्तं तदारभ्य अस्माभिः पाश्चातीय व्यवहारः एव क्रियमाणः अस्ति भारतस्य न क्रियमाणः अस्ति सदेकमेवासीत् विप्राः बहुधा वदन्ति इति यदुक्तमासीत् तदधुना नास्ति तर्हि तादृशम् यद् पठामः तत् कुत्र प्राप्यते इति चेत् तर्हि अस्माकं देशे तदेव कर्तव्यं वा इति चेत् अन्यमतजनाः अपि सन्ति ते प्रतिभटनां कुर्युः इति एतद्विषये स्वत्वं कथं सम्पादयितुं शक्यते इति रूपेण पत्रं लिखितम्